मासत्रयात् प्राक् मम पत्नी माम् उक्तवती यत् मीशो इति किञ्चित् एप् अस्ति तत्र वस्त्राणि अत्यन्तं समीचीनानि लभ्यन्ते भवन्तः अपि एकवारं प्रयत्नं कुर्वन्तु इति यदा यथा यतः अहं सर्वदा मम ऊरुकस्य विषये बहुभ्रान्तः भवामि यत्किञ्चित् वा आपणङ्गच्छामि तत्र सम्यक्तया न लभ्यते इति उद्विग्नः भवामि इदं मनसि निधाय सापि माम् उक्तवती अस्तु इति विचिन्त्य इदम् ऊरुकं मया आदिष्टं यदहं प्राप्तवान् प्रायः एकस्मिन् सप्ताहे अथवा सप्ताहद्वये आगतम् ऊरुकं वस्तुतः विचित्ररूपकम् आसीत् तस्य प्रक्षालनात् परं वर्णः गतः एव एकस्मिन् पार्श्वे वर्णः पूर्णतया गतः यदा वस्त्रप्रक्षालनयन्त्रे स्थापितवान् तदानीमेव अहं शङ्कापूर्णः आसं प्रायः इदं वस्त्रं नश्येदिति तत् तथैव जातम् अपि च वस्त्रमपि समीचीनं नास्ति टेक्स्चर् इति वदामः कलु वस्त्रस्य स्पर्शणं स्पर्शानुभवः अपि समीचीनं नास्ति अपि च अस्य झिप् बन्धनं तदपि भग्नम् अधुना एव भग्नं सप्ताहे एकस्मिन् एव सप्ताहे तदपि भग्नमस्ति अतः इदम् उत्पन्नम् अथवा अयम् उत्पादः अत्यन्तम् असमीचीनः इति मां प्रतिभाति